अहम् अङ्गणे चटपट्यां स्थलद्वयमपि गृहोद्यानं कृतवती अस्मि सर्वत्र हरितानि वर्णानि अहं पश्यामि अहं बहु आनन्दम् अनुभवामि यदा पुष्पाणि तत्र सस्ये विकसन्ति तदा तद्दृष्ट्वा मम बहु आनन्दः भवति न केवलं मम गृहे ये ये सन्ति ते सर्वे बहु आनन्दमनुभवन्ति फार्म् हौज़् इव अस्ति इति बहु चिन्तयन्ति यदा अन्ये अपि मम कार्ये बहुसन्तुष्टाः भवन्ति नेचुरली अहमपि बहुसन्तोषम् अनुभवामि